अहं सम्यक् वदामि आम् आम् आं महोदयः भवान् मम टीं लीडर् टीं लीडर् अस्ति

महोदयः अहं द्रश्वत् मान् अहं मम गृहे कोपि जनः मम भ्रातः लघुभ्रातः अस्वस्थः जातः एतदर्थमहं समयं न पूर्णरूपेण दत्तवान् एतदर्थं कार्यं न पूर्णरूपेण कृतवानहम् महोदय दोषः तु मम अस्ति परन्तु मम गृहस्स स्थितिः सम्यग्रूपेण न भवति एतदर्थम् अहं कार्यं न अकरोत् अहं महोदयः अहं श्वः सम्यक्रूपेण निश्चयेन आग आगमिष्यामि तदा अहं कार्यं करोमि आम् आं महोदयः मम भ्रातुः स्वास्थं सम्यग् नास्ति तर्हि अहं कार्यं न करोमि परन्तु अद्य तु मम भ्रातः स्वस्थः जातः एतदर्थमहं श्वः सम्यग्रूपेण निश्चयेन श्वः कम्पेनि मध्ये आगमिष्यामि आम् आम् आं महोदयः अहं सम्यग्रूपेण यः यः मम कार्यमस्ति सः अहं पूर्णरूपेण निश्चयेन मनसि निधाय सम्पूर्णरूपेण सम्यग्रूपेण कार्यं करोमि

आं महोदयः आम् आं धन्यवादः